गायने मम रुचिः अस्ति अहं भजनं कीर्तनं चलचित्रगीतानि च गायामि किन्तु भजनकीर्तनयोः गाने मम इच्छा अधिका वर्तते मन्दिरादिषु भगवतः समीपे अथवा कार्यक्रमेषु गत्वा भगवतः भजनं भगवतः नामसङ्कीर्तनं च वाद्येन सह क्रीयते चेत् मम सम्यक् प्रतिभाति इतोपि तेन मनसः शान्तिः भवति एवं च भगवति विश्वासः जागर्ति मनः विचलितो न भवति वाद्ययन्त्रैः सह गाने आध्यात्मिकभावाः अपि प्रस्पुटिताः भवन्ति भगवतः आशीर्वादोपि लभ्यते एवं तस्य गीतस्य इदमेव वैशिष्ट्यम्